मम कृते उभयविधः प्रकारः अपि रोचते कु कदाचित् साक्षात् व्यवहारः कदाचित् अन्तर्जालव्यवहारश्च अन्तर्जालव्यवहारेण यत्र उपविशामः त ततः एव व्यवहारो सिध्यति कदाचित् परन्तु अन्तर्जालव्यवस्थायां महानक्लेशो स्थितिः कृत्वा साक्षात् व्यवहारोपि रोचते